अन्तर्जालमाध्यमेन प्रथमवारं मया एप्द्वारा एकस्य युतकस्य कृते आर्डर् कृतमासीत् तस्य धनमपि अत्यधिकम् इति नासीत् निर्दिष्टसमये युतकं मया प्राप्तं आर्डर् करणसमये चित्रे यथा युतकं दृष्टमासीत् तदपेक्षया अपि साक्षात् तद्युतकं द्रष्टुम् अत्यन्तं आकर्षकम् आसीत् इदानीमपि तस्य युतकस्य उपयोगः मया क्रियते तस्य गुणवत्ता समीचीना वर्तते अत्यन्तं दृढं वर्तते तद्युतकम् इदानीमपि बहवः एतादृशं युतकं भवता कुत्र प्राप्तम् इति बहुधा पृच्छन्ति